रामायणं नाम्ना रामस्य वनं गमनं रामायणे सप्तकाण्डाः सन्ति यथा प्रथममस्ति बालकाण्डं तत्र बालरामस्य चरित्रम् आगच्छति अनन्तरं अत्र नारदमुनिः नारदः रामचरित्रं कथयति द्वितीयामस्ति अयोध्यकाण्डं तत्र दशरथस्य मृत्युः भारतः भरतस्य अयोध्यां गमनम् आगमनं रामायणम् अनन्तरं रामः रामेण सह भरतस्य मेलनं एवं प्रकारेण अयोध्यकाण्डे विषयाः सन्ति तृतीयमस्ति अरण्यकाण्डं काण्डं तत्र अरण्यमिति शब्देन एव वयं गा ज्ञातुं शक्नुमः यत् यथा अरण्यं नाम वनं वने यदा रामः चतुर्दश वर्षः वर्षाणि कृते वनवासस्य कृते सः वनं गतवान् तत्र किं किम् अभवत् एतस्मिन् विषये अरण्यकाण्डं अरण्यकाण्डं भवति तत्र प्रामुख्यरूपेण सीता मातसीतायाः अपहरणम् एतत् मुख्यविषयः एषः मुख्यविषयः भवति चतुर्थः अस्ति किष्किन्धा केष्किन्धाकाण्डं राजा सुग्रीवः कथं राजा भवति अनन्तरं एवं प्रकारेण किष्किन्धाकाण्डे किष्किन्धा नगर्यां किं किं भवति तत्र तस्मिन् विषये एतस्मिन् काण्डे विषयः प्रचलितः अस्ति सुन्दरकाण्डं सुन्दरकाण्डं तु स प्रायः सर्वे जानन्ति सुन्दरकाण्डेन सर्वत्र अधुना प्रचलति तत्र लङ्कादहनं मुख्यविषयः लङ्का अनन्तरम् अशोकावाटिकायां प्रवेशं भवति हनुमत् मारुतीः अनन्तरं सः का सीता म मातासीतायाः माता सीतायाः कथं कथयति सर्वं वृत्तान्तं रामसन्देशं तस्य विषये भवति अनन्तरम् अस्ति अरण्यकाण्डं अग्नकाण्डं अनन्तरम् उत्तरकाण्डं एवं प्रकारणे सप्तकाण्डानि अत्र रामायणे भवति रामायणस्य मुख्यः रसः करुणरसः अस्ति धन्यवादः